गायनकाले भावाः व्यक्ताः भवेयुः तदा एव श्रोताराणां कृते गायनम् आप्तं भवति अहं गायन्ती अपि भावनानुसारं गीतानि गायामि एवं गानेन गायकानां तृप्तिभावः अपि भवति तदा एव गीतं गायकस्य अपि च श्रोताराणां कृते अपि आनन्दं जनयति